तव प्रदेशे स्थानीयव्यवस्था स्थानीय व्यस्था बश् यानकम् अस्ति तत्र जनाः बशादिकं स्वीकृत्य गमनागमने सः श् कुर्वन्ति एवं ये सामान्यजनाः अस्ति तेषामपि पार्श्वे द्विचक्रिका भवतु अथवा चतुश्चक्रिका भवतु एतत् सर्वं स्वीकृत्य गमनागमने प्रतिदिनं प्रदेशेषु अन्येषु स्थानेषु ते गच्छन्ति एव अतः तत्र सामान्यतया स् कालस्य न्यून्ता अपि भवति अतः तेषां कार्यं समीचीनम् एव भवति अतः एते सामान्यजनाः अन्यापि वाहनानि स्वीकुर्वन्ति तत्र रेल यानकम् अपि स्वीकुर्वन्ति अन्ये जनाः अन्यादिकं वाहनानि तत् ते स्वीकुर्यात् ते ते गच्छन्ति एव अतः तेषां जीवनस्य कालस्य न्यूनता गछ् भवति एवं सौकर्यात् कार्यमपि समयानुसारेण कालेन एव भवति अतः समीचीनम् एव भवति अतः एतत् स्थानीयव्यवस्था अस्माकं प्रदेशे बहु समीचीना अस्ति अस्ति अत्र जनाः समीचीनतया सर्वमपि कार्यं कुर्वन्ति एव